हरि ओं नमो वाक् महोदया किम् आवश्यकम् अस्ति आम् आम् आम् आम् आम् आम् आं महोदय पञ्च जनाः पञ्च जनाः अस्ति चेत् द्वे पञ्चजनाः अस्ति चेत् द्वे आवश्यकं भवति एकम् एकं तु न पर्याप्तमेव अन्यदेकः विषयः तु ए सि प्रचलति सम्यग् अस्ति ए सि प्रचलति सम्यग् ए सि रूम् अस्ति नान् ए सि रूम् अपि अस्ति भव भवतः इच्छानुसारं स्वीकर्तुं शक्नुवन्ति बृहत् भवन्ति चेत् अपि पञ्च इति उच्यन्ते किल पञ्च पञ्च इति उच्यन्ते तावत् पञ्च इति उच्यन्ते किल तदर्थं तत् पर्याप्तं नास्ति इति आम् आम् आम् पञ्च चत्वारः चत्वारः तु पर्याप्तं भवति चत्वारः कृते पञ्च हि इत्युक्तं किल तदर्थं द्वे स्वीकर्तव्यं इति अहं चिन्तयामि जल इदानीम् इदानीं तु जलं सम्यगेव अस्ति जलस्य अभावः नास्ति एव अत्र आम् आम् हाट् वाटरेपि अस्ति हाट् वाटर् अपि अस्ति आमाम् आम् अस्ति अस्ति हाट् वाटर् अपि उष्ण उष्णं जलमपि लभ्यते आम् उष्णजलमपि लभ्यते आं तदर्थमेव ए सि ए सि प्रकोष्टस्य आवश्यकता न आवस्यकता न भवत्येव भवतां कृते शैत्यकारणात् ए सि अपि स्वीकर्तुं शक्नुवन्ति परं ए सि एकवारं द्रष्टव्यम् कति सन्ति रूम्स् इति द्रस्तव्यं प्रकोष्टाः कति सन्ति इति द्रष्टव्यम् आसीत् द्वे अस्ति वा नास्ति वा इति द्रष्टव्यम् आसीत् एकवारं दृष्ट्वा पश्यामि वायुव्यवस्थायाः निरोधः नास्ति एव एवं वायुव्यवस्था सम्यगेव अस्ति मशकाः मशकानां कृते नेट् अस्ति जालः भवत्येव जालः भवत्येव आम् धनं तु किञ्चित् न्यूनता पृष्ठं भवता तत् नास्ति अस्माकम् अस्माकं हस्ते नास्ति मम हस्ते नास्ति तद्धनं न्यूनताविषये अहं किमपि कर्तुं न शक्नोमि

अस्तु

अस्तु अस्तु महोदय लभ्यते लभ्यते नान् ए सि रूमस् अपि लभ्यते इदानीं अस्ति आवश्यकता अस्ति अत्र एकवारं पश्यन्तु आम् आम् आं श्वः श्वः कृते चेत् अद्य एव अड्वान्स् दातव्यम् अस्ति द्विसहस्राणि द्वि द्विसहस्ररूप्यकाणि आम् आम् आम् मम हस्ते नास्ति एवम् उक्त्वा मया उक्तं किल मम मम हस्ते नास्ति आम् एतत् तु फ़िक्स्ड् भवति मम हस्ते अहम् न्यूनं कर्तुं न सक्नोमि एकवारम् एकवारं अत्र आगत्य आगत्य दृष्ट्वा पस्यन्तु एकवारं आगत्य तदा वयं चिन्तयामः अत्र मम मेनेजर् नास्ति अत्र मम मेनेजर् नास्ति नास्ति अत्र अहं पृष्ट्वा सर्व सर्वं लभ्यते सर्वं लभ्यते भोजनव्यवस्थापि भोजनव्यवस्था अपि सम्यगेव अस्ति सम्यक् लभ्यते सम्यक् भवति आम् सर्वं सर्वं लभ्यते सर्वं लभ्यते अत्रैव समीपे एव अन्तिके अन्तिके एव सर्वं लभ्यते अन्तिके एव सर्वं लभ्यते धन्यवादाः धन्यवादाः